लेखननिर्माणे मम अतीव आसक्ति तत्र लेखनविन्यासे यथा अन्येषाम् अवबोधः भवेत् तथा लेखनं कार्यं एतदेव मम वैशिष्ट्यमित्यपि मन्ये यतः अतीव सङ्क्षिप्ताः लघुविषयाः चेदपि तेषां विवरणं तत्र लेखने देयं भवति यतः अन्ये किञ्चिदपि न जानन्ति इति मनसि निधाय यदि लेखनं लिख्यते तदानीं तत्र समग्रं विवरणं भवितुम् अर्हति पुनः लेखनकरणे यथा आरम्भः विषयस्य प्रतिपादनम् उपसंहारः इति क्रमेण लेखनं यथा समग्रं बोधं जनयेत् तथा मया लेखनं लिख्यते तेन प्रकारेण विषयाणाम् आधिक्य आधिक्येन गुणाधानं यथा भवेत् पुनः तत्र व्याकरणादयः दोषाः तथा न भवेयुः तथा यदि अस्माभिः लेखनं लिख्यते चेत् तदुत्तमं लेखनं भवितुमर्हति